नमस्ते महोदयः इदं स्याम्संग् मोबैल् कम्पेनि वा अहं रामशरणः

भ भवतः भवतः नाम भवतः नाम ओ विनयभट् खलु हा सत्यं सत्यम् अहम् तव मित्रः रामशरणः आ कथमस्ति भो अहं सम्यगस्मि भवान् भवान्

भवान् भवान् बेङ्गळूर् नगरे आसीत् अत्र कदा आगतः एवम् एवम् एवम्

एवमेवमेवम् आम् आम् आम् आम् भो भो अहम् मोबैल् अपेक्षितवन्तः कृपया भो बहु मौल्यानि मास्तु पञ्चविंशतिसहस्रात् न्यूनमेव दर्शयतु सम्यक् सम्यक् मोबैल् दर्शयतु

एवं वा एवं वा बहु बहु विधं चेत्

भोेः भो भट् महोदय एवमेवम् अलम् अलं भो अलं भो अल् अलं भो अलं भो एवं स्याम्संग् ग्या स्यम् एवं बो स्याम्संग् ग्यालक्सि दर्शयतु भो हा फ़ोर्जि फ़ोर्जि अपेक्षिता भो इदानीं फ़ैजि न रचिता भवति चेत् फ़ोर्जि एव समाप्तं अतः फ़ैजि एव दर्शयतु प सा इदु मौल्यं मौल्यं कीयत् ज् जायते एवम् एवम् भा भो तर्टि टु जि बि रेम् पर्या समाप्त पर्याप्तम् तेषु कति वर्णाः भ भवन्ति भो हा मम मातुः तावत् कृष्णवर्णः एव इष्ट इष्टमेव तदेव दर्शयतु

भो तव तव मित्राणि खलु किञ्चित् डिस्कौण्ट् करोतु हा क्ले क्ले क्लेशः मास्तु क्लेशो मास्तु स्वीकरोतु स्वीकरोतु धनम्

एवमेवम् एवम् हा धन्यवादः